हा हरिः ओम् आम् सत्यं कोच् श्रिपतिः चित्रदुर्गतः भवति हा हा एवं

आम् भवति हा ओ अ एवमेवम् अस्तु भोः भवतु इदानीं पश्यतु मार्च् मासे अस्माकं टेन् डेस् दश् दशदिनात्मकं यावत्स् किं ट्रैनिङ्ग् प्रचलति आ अभ्यासम् वयं कारयामः ये ये आगच्छन्ति छात्राः आ भवत्यपि तस्मिन् क्याम्प् मध्ये प्रायः भागं ग्रहितुं शक्नोति चेत् अगच्छतु द्वितीयदिनाङ्के आरप्सते मार्च् द्वितीयदिनाङ्के पुनः तत्रैव सर्वम् उच्यते नाम भवति कथं क्रीडनीयं किं किं खादनीयं रेस्ट् कथं स्वीकर्तव्यं तत्सर्वं तत्रैव उच्यते पुनश्च तस्य फ़ीस् एवं भवति प्रायः दशदिनात्मकस्य पञ्चसहस्राणि पुनः टि ए डि ए भोजनं सर्वं दद्म् वयमेव दद्मः दश दशदिनात्मकभोजनमपि तत्रैव अन्तर्भवति पञ्चसहस्रे एव भवति तत्र भागं गृण्हातु पुनश्च भवती पुनः अ चित्रदुर्गनगरे को कोटे जानाति वा कन्नडभाषायां वदन्ति खलु आ तत्रैव पार्श्वे एव अ गायत्रिमण्टपमिति अस्ति तस्मिन् पार्श्वे क्रिडाङ्गणमस्ति तत्रैव वयम् अभ्यासं कारयामः हा भवति पूर्वं कदापि क्रिडितवति वा शेटल् अ अशोशत् तर्हि कुत्रापि किम् अभ्यासं कृ कृतवति वा नाम स्टेप्स् इत्यादिकं पुनः कुत्रापि ग् अन्तः क्रीडाङ्गणमस्ति वा इण्डो स्टेडियम् भवति यत्र वसति ओ एवमेवमेवं तर्हि भवति कुत्रापि फ़स्ट्फ़्रैस् सेकेण्ड् फ़्रैस् एवं स्पर्धा तु गतवति ओ प्रथमस्थानं प्राप्तवति आ तर्हि भव भवत्याः विडियो क्लिप्स् यदि अस्ति मह्यं प्रेशयतु आ भवत्याः क्रीडां दृष्ट्वा अहं तद् मार्च् मासे यद् प्रचलति तद् एवम् इदानीं नूतनाः ये सन्ति नाम क्रीडा विषये किमपि न जानान्ति शटल् क्रीडाविषये तान् वयं तत्र अभ्यासं कारयामः तेषां कृते यदि भवति किञ्चिज्जानाति चेत् पुनः स्तरः स्तरस्य एतद् भवति क्याम्प् भिन्नं भवति अतः एकवारं भवत्याः विडियो क्लिप् अहं पश्यामि यदि भवति मार्च् मासे जायमान किं क्याम्प् मध्ये आगन्तुं शक्नोति वा क्याम्प् मध्ये भवति यदि आ इच्छति चेत् आगच्छतु चिन्ता नास्ति यदि न क्रिडा सम्यक् जानाति चेत् चिन्ता मास्तु पुनः जून् मासे ये स्तरानुगुणं पा पाठः पाठ्यते शटल् कथं क्रीडनीयंम् इति ह्म् पुनः वेट् डयेट् अपि फ़ोलो करणीयं भवति प्रातः अह्म् इदानीमेव वदामि अनन्तरमागत्य ओ प्रातः उत्थानं मम न शक्यते इति मा कथयतु प्रातः पञ्चवादने उत्थानं भवति पञ्चवादनात् परं सार्धपञ्चवादनपर्यन्तं वयं व दिनचरिमध्ये यदस्ति सर्वं बात्रुं सर्वं स्वच्छीकृत्य आगत्य ततः परं जलं पीत्वा ततः परं षड्वादनपर्यन्तं अर्धघण्टायावत् आरम्भं कृत्वा ततः परं अभ्यासः कार्यते अस्माभिः